अत्र प्रश्नः वर्तते किं योगः शारीरकव्यायामस्य रूपं वा इति चेत् न कुतः नाम तस्मात् अधिकमस्ति शारीरिकयोगः अपि भवति न इति न परं मनसः स्थैर्यार्थं योगः क्रियते मनः यदि स्थिरं भवति तदा अस्माकं सर्वस्य कार्यस्यापि चटुवटिका सम्यक् भवति उदहरणार्थम् अध्ययनं यदि अवधौ वयम् उपविशामः तदा एकः एकत्र एव मनः न भवति चञ्चलता भवति कुत्रचित् गच्छामः कुत्र किमपि चिन्तयामः तदर्थं यदि योगाभ्यासः क्रियते सम्यक् रीत्या योगाभ्यासः क्रियते तर्हि अस्माकम् अवधौ मनस्थैर्यं भवति मनः एकत्र एव भवति तद् गुरवः किं वदन्ति तद्विषये अस्माकं कृते अवधानं भवति मनस्थैर्यार्थं योगः क्रियते शारीरकव्यायामस्य रूपम् अपि भवति मनस्थैर्यार्थमपि इदं योगः वर्तते तदर्थं योगः शारीरकस्य के निमित्तं केवलं न मनस्थैर्यार्थमपि योगः वर्तते